मम परिवारे तत्र सर्वे अपि पूजां कुर्वन्ति अर्चनां कुर्वन्ति बाल्यात् आरभ्य सः आचारः इदानीमपि वर्तते उतमः आचारः इत्युक्ते यदि वयम् उत्तमम् आचारव्यवहारसम्प्रदायम् अनुसरामः चेत् अस्माकं जीवनम् उत्तमं भवति सम्यक् भवति आनन्दं भवति यदि एकं नियमं कल्पयित्वा स्थापयित्वा अस्माकं जीवने अग्रे गच्छामः चेत् अस्माकम् एकं क्रमशिक्षणेन सहितजीवनं भवति तदर्थं वयं ये पूर्वतनाः आचाराः सन्ति वंशपारम्पर्याः आचाराः सन्ति तान् वयं सर्वे अपि आचरामः अस्माकं जीवने अनवर्तनं कुर्मः तेन कारणेन अस्माक जीवनं दिव्यं भव्यम् आनन्दं सन्तोषं भवति ये आचाराः सन्ति ते सैन्स् इत्युक्ते वेदतः एव आगतवन्तः इति इदानीं नूतनं तया सैन्स् इति वदन्ति सैन्स् इति किमपि नास्ति ये आचाराः सन्ति ते पूर्वकालतः एव आगच्छन्ति इदानीं तस्य नूतनं नाम इत्युक्ते सैन्स् इति वदन्ति इदानीं वयं तुलसीदलं तत्र जले स्थापयित्वा जलं पिबामः तद् किं चि वदन्ति इदानीम् आण्टीबयोटिक् रूपेण औषधं दास्यन्ति तद् आचारः मम गृहे पूर्वादारभ्य एव एषः आचारः चलति एव इदानीं नूतनतया सैन्स् एण्टिबयोटिक् औषधम् इति नूतननाम स्थापितवन्तः तद् पुनः वयं सर्वे अपि पुरातनकाले एव गच्छामः आचाराः इत्युक्ते सैन्स् एव साक्षात् तद् अस्माकं जीवने पूर्वतः एव अस्माकं परिवारे गृहे सर्वे अपि कुर्वन्ति एव तद् उत्तमविषयाः सन्ति